मम ग्रामे जानुवेदनायाः चिकित्सा एवं तैलं तैललेपनाद्वारा आधिक्येन क्रियते यत्र वेदना जायते तत्र गृहे कृतम् उत वैद्यालयात् आनीतं तैलं लेपनं क्रियते नास्ति चेत् पेयिन् रिलीफ़् जल् इत्यादिकं यद् भवन्ति ओलिनि मूव् इत्यादिकं यद् भवति तस्य लेपनमेव कुर्मः एवं वैद्यानां निकटे गत्वा तत्र औषधस्वीकारः इत्यादिकं तु आधिक्येन अस्माकं ग्रामे न क्रियते तस्मात् अत्र अस्माभिः यद् ज्ञातं भवति सुलभतया यस्य लब्धिः भवति तादृशस्य तादृशायाः चिकित्सायाः एव उपयोगः अत्र क्रियते किञ्चित् बहुवेदना जायमाना भवति चेत् मसाज् इत्यादिकम् अपि कुर्मः वयम् अत्रैव एवं ज्येष्ठाः ये भवन्ति ते सूचयन्ति अस्मान् कथं करणीयं किं करणीयम् इत्यादिकं ते वदन्ति तदनुसृत्यैव अस्माभिः गृहोपचारादिकम् अत्र क्रियते बहु वेदना भवति चेत् कदाचित् वस्त्रस्य बन्धनमपि क्वचित् अत्र क्रियते इत्येवं रूपेण बहुविधचिकित्साः अस्माकं ग्रामे क्रियन्ते